मम प्रान्ते सर्वकारीयवैद्यशालाद्वयमस्ति सुपर् स्पेशालिटि वैद्यालयं द्वयमपि अस्ति एकः केन्सर् वैद्यालयः अस्ति एकः अन्ताराष्ट्रीयनेत्रवैद्यालयः अपि अस्ति जनाः तेषाम् आर्थिकस्थितिम् अनुसृत्य ते कां वैद्यशालाम् कां वैद्यशालाम् गन्तुमर्हन्ति ते गच्छन्ति अन्तरा अन्ताराष्ट्रीयनेत्रवैद्यशालायां अन्यदेशतः अपि जनाः आगच्छन्ति उपचारान् स्वीकृत्य गच्छन्ति सर्वत्र ट्रिट्मेण्ट् बहु समुचितं भवति वैद्याः परिचारिकाः सर्वे यथाशक्तिः ते उपचारं करोति